केवलं पठनेन कदाचित् आलस्यः आग आलस्यम् आगच्छति तन्निवारणार्थं मया क्रीडादिकं क्रियते क्री क्रि यदा अस्माभिः क्रीडा क्रीड्यते तदा मनसि विद् विद्यमानं विद्यमानं दोषाः अपि च क्लेशाः तेषां क्लेशाः यानि सन्ति तानि सर्वानि क्रीडा कर् क्रीडा क्रीडनेन तद् ते न श् शमयन्ति यदा श् तेषां शमनं भवति तदा सन्तोषः इत्यादिकं क्री क्री क्रीडाकरणेन अस्माकं अस्माभिः अनुभूयते सन्तोषः अतः क्रीडा अस्माकं अस्माकं गुणः गुणवत्तायां सहकारः सहकारः वर्तते कथं कथं जायते इत्युक्ते अस्माभिः केवलं यदा पठ्यते केवलं पठनेन अस्माकं मैण्ड् तत्रैव योजितः भवति किन्तु बहवः बहूनि टेन्षन्स् इत्यादिकम् आगच्छति तन्निवारणार्थम् एक्टिङग् भवितुं एक्टिव् तद् देहे आगन्तुं अस्माभिः क्रीडा यदा क्रीडा क्रीड्यते तदा देहे रक्तसञ्चलनादिकं भवति उत्साहः आगच्छति अतः क्रीडा क्रीडनीया